अहं यदा गर्भवती आसं तदा मम बहु इच्छा आसीत् मम शिशोः कृते मया एव वस्त्रं सीवनं करणीयम् इति किन्तु तत् कथं कर्तव्यम् इत्येव न जानामि यतः तत्र लघु शिशुः कीदृशः भवति तस्य कृते वस्त्रं लघुरीत्या कथं सीवनं कर्तव्यम् इति न जानामि आसम् अतः अहं बहुवारं चिन्तनं कृतवती कथं करोमि इति किमर्थम् इत्युक्ते इतःपूर्वम् अहम् लघु बालं कदापि न दृष्टवती अतः मनसि एवं लघुरूपेण अहं मम शिशोः कृते वस्त्रं सीवनं करोमि इति चिन्तनं कृत्वा लघु लघु वस्त्राणि सीवनं कृतवती प्रथमं तस्य शयनार्थं पुरातनवस्त्रं स्वीकृत्य एतत् लघु एतत् वस्रं सीवनं कृतवती अनन्तरं स्नानानन्तरम् धा धारणं कर्तुम् अपि कृतवती अस्माकं गृहे किमस्ति लघु बालानां कृते श्वेतवस्सस्य एव उपयोगं भवति अतः तत्सर्वम् श्वेतवस्त्रस्य वस्त्रेण कृतवती तत्र किमस्ति अहं गर्भवती अस्मि अतः किमस्ति बहु बहुवारं अपि च धीर्घं सीवनयन्त्रे यन्त्रम् उपयोगं न कर्तव्यम् आसीत् अतः एकघण्टां सीवनं कृत्वा ततः परं पुनः करोति आसम् मम कृते बहु कष्टम् आसीत् शिरस्त्रस्य शिरस्त्रम् अस्ति खलु तस्य सीवनम् यतोहि तत्र शिशोः शिरस्य मा मापनं स्वीकर्तुं न शक्यते की बालः शिशुः कीदृशं भवति इत्येवमपि न जानामि आसं तथापि एवं कर्तुम् एवं करोमि इति मत्वा लघुरीत्या शिरस्त्रं कृतवती तदेव कष्टकरम् आसीत् किमर्थम् इत्युक्ते वयं तु कस्य कृते सीवनं भवति तस्य मापनं स्वीकृत्य सीवनं कुर्वन्ति किन्तु अत्र अहं कथं शिशोः मापनं भवति इत्येव इति न जानामि अतः मनसि चित्रणं स्थापयित्वा एवं लघुरूपेण करोमि इति कृतवती ततः परं यदा अहं तत् तस्य वस्त्रं यत् अहं सीवनं कृतवती तानि वस्त्राणि मम शिशोः कृते धारणं कृतवती तदा अवगतवती एतत् किञ्चित् दीर्घं जातम् एतत् मम पुत्रस्य कृते धारणं कर्तुं न शक्नोमि इति तदेव मम अनुभवः अस्ति